अस्ति मम सहोदरः साहोदर्ये तु भेदोपि भवति वैशिष्ट्यमपि भवति एवम् आवयोरपि स्वाभाविकमेव साम्यं वैशिष्ट्यम् स तु अनुभवेन भिन्नः अहं च विद्यया भिन्नः कैश्चिद् गुणैर् आवयोः साम्यम् एवं क्रोधः उभयोः समानः औदार्ये तु विध्यते वैषम्यम् अहं किञ्चित् उदारः सः तु किञ्चित् लोभी एवम् आवयोः वैशिष्ट्यम्